मम इष्टतमानि बहूनि वाक्यानि सन्ति अथवा इदानीं प्रायशः शीघ्रं मनसि एतदेव आगच्छति विवेकानन्दमहाशयस्य वाक्यं नाम क्षम्यतां विवेकः विवेकानन्दमहाशयस्य न रवीन्द्रनाथ टागोर् महाशयस्य एका कविता अस्ति खलु तदेव पुरतः आगच्छति वर् द मैण्ड् इस् वितौट् फ़ियर् एण्ड् द हेड् इस् हेल्ड् है वर् द नालेड्ज् इस् फ़्री फ़्रं नेरो डोमेस्टिक् वाल्स् दे आर् ए लाट् ओफ़् कोटिङ्ग्स् लैक् दट् अण्ड् ऐ हाव् तत्र अहं तत्र अहं संस्कृते तस्य तस्य अनुवादं कृतवती यत्र मनः निर्भयं शिरः समुन्नतञ्च भवति यत्र विज्ञानं स्वतन्त्रं भवति यत्र मनः नित्यविस्तृतां चिन्तां कर्म च प्रति भवता नीयते तादृशस्वातन्त्र्यं प्रति मम राज्यं प्रबोधेत इति एषः तस्य आशयः तस्य वाक्यस्य आशयः अतः एतत् एतत् वाक्यमधिकृत्यैव अहमधिकं वक्तुमिच्छामि तदपि न एकमपि पुनः पुनः पूर्वं शीघ्रं मनसि आयाति विवेकानन्दमहाशयस्य वाक्यं स्टेण्ड् अप् बि बोल्ड् बि स्ट्राङ्ग् टेक् द होल्ड् रेस्पान्सिबिलिटि आन् युवर् ओन् शोल्डर्स् एण्ड् नो दट् यू आर् द क्रियेटर् आफ़् युवर् ओन् डेस्टिनी तादृशमेकं वाक्यं नाम वयमेव अस्माकं भाग्यविधातारः भवेम अतः धैर्येण भवन्तः उत्तिष्ठ उत्तिष्ठन्तु जाग्रतया भवन्तु अन्यान् अपि गत्वा प्रबोधयन्तु इति एतद् वाक्यं सर्वदा मम मनसि तिष्ठति किमर्थं मनसि अतिष्ठत् इति चेत् प्रा पौराणिककालादारभ्य एव पौराणिककालादारभ्य एव अहम् एतत् मम बाल्यादारभ्य श्रुणोमि तदेव श्रुत्वा अहं मम अपि मम पिता सर्वदा एतत् वदति वदति स्म अतः तदेव मनसि इदानीं शीघ्रतया आगच्छति इति कृत्वा तस्यैव अहम् इदानीम् उद्धरणं कृतवती नमो नमः